आ रा वदन्तु आमाम् आम् आम् आम् आम् आमां स्मरामि स्मरामि आं भवद्भिः अत्र आगत्य स्वीकृत्य गतमासीत् कम्प्यूटर् सङ्गणकयन्त्रं स्वीकृत्य आमाम् आम् आमां वदन्तु अस्तु आं वन् इयर् प्रोवै एकवत्सरं यावत् वेरेण्टि भवति भवद्भिः स्था प्रागेव स्वीकृतम् अहं स्मरामि कः क्लेशः क्लेशं वदन्तु

कः क्लेशः वर्तते

तत् सर्वत्र तथा नास्ति कदाचित् क्वचिदेवं रीत्या भवति भवान् एकं कार्यं करोतु यदा भवान् आमां न तत्र चिन्ता नास्ति आम् आमाम् अवगच्छामि न भवतां क्लेशः यदा आगतः तदा साक्षात् वदन्ति चेत् कोपि क्लेशः नास्ति स्वीकृत्य वयं तत्र नाम कम्पेनी कृते यच्छामः तत् वेरेण्टि अस्ति इति कारणात् ते पश्यन्ति यदि तत्र नाम रिपेरेबल् अस्ति चेत् ते एव विना मूल्येन कुर्वन्ति अन्यथा तत्र नाम मोडेल् यद्वर्तते तदेव रिप्लेस् कृत्वा नाम तत्र यद् ऐटं दत्तमस्ति धनं किमपि नापेक्ष्यते यतो हि वेरेण्टि अस्ति इति कारणात् युष्माकं कृते तत्र नाम तैः निश्शुल्कतया तत्र यदि रिपेर् कर्तुं शक्यते चेत् रिपेर् क्रियते अन्यथा तत्र नाम अन्यदेव वस्तु किञ्चिदन्यदेव यच्छन्ति नाम तदेव मोडेल् तदेव समपियते किन्तु नूतनमेव य दीयते तत्र क्लेशः युष्माकं फ़ैन् सर्वमपि तत्र ते एव ट्रान्स्फ़र् कृत्वा यच्छन्ति आं तत्र नाम तत्र कोपि क्लेशः नास्ति तत्र वेरेण्टि भवति अवश्यं तत्र ते कृत्वा यच्छन्ति यदि नाम भ तत्र तेषां कृते अवगम्यते यत् यदि जलं किमपि पतितम् अथवा अन्यत्र किमपि तत्र नाम अन्तः तत्र नाम अन्तः तत्र कुत्रापि जलं गतं डेमेज् किमपि आसीत् इति रीत्या ज्ञातं चेत् एव तदेव तदेव तत्किमपि अस्ति चेदेव तत् वेरेण्टि केन्सल् कुर्वन्ति नाम अन्यथा तत्र प्रायः ते यदि रिपेरेबल् अस्ति चेत् तत् कृत्वा यच्छन्ति अन्यथा तत्र रिप्लेस्मेन्ट् अपि कुर् कर्तुं शक्नुवन्ति अतः भवान् यदा शक्नोति तदा आनीय यच्छतु

आमाम् आम् आगच्छतु अहं रात्रौ नववादनपर्यन्तं भवामि यदा भवानागन्तुं शक्नोति तदा आगत्य यच्छतु तत्र नाम तत् बिल्

न न न कोपि क्लेशः नास्ति भवान् आन् आगमनसमये एकवारं बिल्लपि आनयतु नाम आमाम् आम् आम् अस्तु अस्तु आमाम् आं रां राम्